गृहे अहं बहूनां पेयप्रकाराणां निर्माणं करोमि प्रत्येकं पेयं वैशिष्ट्यपूर्णम् एव अस्ति कुतः प्रारम्भः करणीयः आदौ तु दिनस्य आरम्भे चायनिर्माणं करोमि तदनन्तरम् भोजने तक्रस्य आवश्यकता अस्ति तर्हि तक्रमपि सुचारुरीत्या रुचिकरं कर्तुं प्रयते यतः शैत्यकाले तक्रमध्ये आर्द्रकम् तथा रुचेः कृते लवणं स्थापयामि ऋतुकालानुसारम् उष्णता उष्णकाले अस्मिन्नेव तक्रे जीरकम् येन उष्णतायाः प्रभावः न्यूनीक्रियते इति अस्ति वैशिष्ट्यम् मध्याह्ने स्क्वेश् नाम भिन्नभिन्नफलानां मधुपेयं स्वीकरणीयम् कदाचित् आतपेन त्रस्ताः जनाः अमसूल इति अस्ति कश्चन प्रकारविशेषः तस्य मधुपेयं स्वीकुर्मः स्वीकुर्वन्ति तदपि पित्तशामकमस्ति अनन्तरम् अस्यैव कोकणप्रान्ते तस्यैव अमसूलकोकम् इत्यस्य सोलकढि नाम्नि नाम्ना न सोच् सोलकढि इतिनामा कश्चन पेयप्रकारः अस्ति तस्यापि निर्माणं करोमि सः प्रकारः अपि पित्तशमनं करोति इति अस्ति तस्य वैशिष्ट्यं रात्रौ तु दुग्धपानं करणीयम् तद् दुग्धमपि रुचिकरं भवतु इत्येतदर्थं तत्र रुचिवर्धनार्थं काचित् शर्करा नो चेत् मसाला दुग्धमसाला च स्थापयामि तेन तस्य रुचिः अपि वर्धते केशरस्थापनेन तत् आरोग्यवर्धकमपि अस्ति निद्रापि सुचारु भवति एवं दिनं यावत् बहूनि पेयानि सन्ति येषां निर्माणम् अहं करोमि